अहं मम विश्वविद्यालये एव प्राक् शास्त्रीस्तरे योगमेव स्वीकृतवान् आसम् तत्र मया साक्षात् प्रातःकाले विश्वविद्यालयम् आगत्य योगाभ्यासम् अकरोम् यदा गृहं गत्वा करोमि तदानीम् अध्यापकस्य सूचनाः विना क्लेशः कदाचित् अनुभूयते स्म नाम एतत् कृत्वा अग्रे किं कर्तव्यम् आदुकः पादः अग्रे नेयः प्राणायामकाले अपि कति कियान् समयः तत्र वायुः अन्तः एव अवरोधव्यः इति प्रश्नाः उदयन्ति स्म इति कृत्वा योगकक्षा अपेक्षया गृहे करणं तावत् योगाभ्यासैशत् भेदः अनुभूयते एव परं यदा क्रमेण गत्वा नियमेण अभ्यास अभ्यसामः तदानीं यदा सा रीतिः अवगम्यते तदानीं समीचीनं भवति स्म इतोऽपि एतावन् एतावताः नाम एतावन् एतावन्तान् आसनान् कृत्वा अत्र विश्रान्तिः स्वीकर्तव्या पुनः एवं कर्तव्यम् इति कश्चिद् बोधः बोधकः भवति चेत् तत् समीचीनं तदभावे क्लेशः जायते